उत्तरभारते तावत् जनानां दैवीभक्तिः अधिका नाम अधिका वर्तते अर्थात् दक्षिणभारतस्यापेक्षया तत्र दैवीभक्तिः अधिका वर्तते पुनः तत्र भाषापि आधिक्येन हिन्दी एव सम्पूर्ण उत्तरभारते भाषा वर्तते परन्तु दक्षिणभारते प्रतिराज्यं भाषाः भिद्यन्ते एवं पुनः तत्र आहारस्य विषये वक्तव्यं चेत् उपरि आधिक्येन घर्मकालः भवति इति कृत्वा तत्र तदनुकूलमेव आहारः आहारस्य व्यवस्था भवति दक्षिणभारते एव आहारस्य विषये बहुविधाः बहुविधानि आहाराणि आहारखाद्यानि लभ्यन्ते इति पुनः वस्त्रविषये अपि सांस्कृतिकं अर्थात् सम्प्रदायस्थं दक्षिणभारते अधिकं वर्तते उत्तरभारतस्य अपेक्षया वायुगुणः अपि अत्र दक्षिणभारते सम्यक् उत्तरभारतस्य अपेक्षया राजनीतिः तु सर्वत्र बि जे पी एव चलति सम्यक् भारतीयजनतापक्षः एव चलति शिक्षणस्य विषये वक्तव्यं चेत् दक्षिणभारते शिक्षिताः अधिकाः सन्ति उत्तरभारतस्य अपेक्षया भूगुणः भूगुणः तु अत्र दक्षिणभारते कृषिकरणार्थम् अनुकूलः वर्तते पुनः बहुविधा मृद् गुणयुक्ताः सन्ति इति कृत्वा अत्र फलमपि बहु स्वादिष्टकरं लभ्यते इति